अद्यत्वे वयं सर्वत्र पश्यामः यत् प्रथममासतः महिला चिकित्सालये गच्छ यदि सा गर्भधारणां यदि करोति तर्हि सा प्रथममासतः नवममासपर्यन्तं चिकित्सालये आगच्छन्ति उत्तमविचारं तु यदि ते उत्तमप्रस्तुतिः प्रस्तुतिः कर्तुम् इच्छति नेचरल् यदि कर्तुम् इच्छति तर्हि अथवा यदि ताः सिज़रीन् यदि अपि कर्तुम् इच्छन्ति तर्हि सा चिकित्सालये गच्छति अत्र नागपुरे बहवः चिकित्सालयाः सन्ति सन्ति तथा नाम अस्ति चिल्ड्रन् स्पेश चिल्ड्रन् स्पेशलिस् अथवा पिडिस्तियन् एवमेव अपि कथयितुं वयं शक्नुमः चिल्ड्रन्स् स्पेशलिस् अति उत्तमम्

तर्हि नागपुरे विविधाः चिकित्सालयाः सन्ति अत्र जस्लीन् अस्ति एवमेव चिल्ड्रन्स् स्पेशलिस् बहवः अत्र सन्ति तर्हि एकमासात् अनन्तरं विविधाः औषधयः अथवा इञ्जेक्षन् अपि ते अथवा लस्सीकरणं अपि कुर्वन्ति तेषां कारणेन कारणेन शिशुः स्वास्थ्यं दिनं प्रतिदिनम् अथवा मासं प्रतिमासम् अथवा उत्तरोत्तरं शिशुः स्वास्थ्यम् उत्तमोत्तमं भविष्यति तर्हि अत्र बहवः चिकित्सालयाः एवं बहवः चिल्ड्रन् स्पेशलिस्ट् अथवा शिशुचिकित्सकाः चिकित्सकाः अपि अत्र सन्ति